आम् हलो नमस्ते आम् नमस्ते आम् अहमेव अहमेव आर्क्यालजिस्ट् आम् हिल्प्यालस् सत्यं सत्यं हिल्प्यालेसमध्ये हा वदतु ओ भवती ज्ञातुमिच्छति खलु ओम् अस्तु अस्तु निश्चयेन वदतु किं किम् अधिकृत्य भवति ज्ञातुम् इच्छति ओ एवं वा अह कुतः करोति तस्मिन् महाविद्यालये ओ एवं वा उत्तमम् उत्तमं यूनिवर्सिटि अस्ति इति श्रुतं आम् अस्तु ह ओ एवं वा उत्तमम् उत्तमं बहु उत्सवविषये अस्ति किं कारणेन इत्युक्ते अत्र सिंहासनद्वयं स्तः ह्म् अत्र एकसिंहासनं बहु पुरातनमस्ति एतावत् पुरातनमस्ति तस्य मौल्यनिर्णयं कदा भवति इति अपि कर्तुं शक्यते इदानीम् तद् बहु रिसर्च् रत्नानि रत्नानि पर्याप्तानि रत्नानि एव सन्ति अधिकतया रत्नानि किञ्चित् स्वर्णमपि तत्र उपयोगं करोति कालसमयः विषये किञ्चित् इदानीमपि रिसर्च् करोति भवती अपि इच्छति चेत् एकदिनम् आगच्छतु इदानीं तस्य कार्बन् डिटिङ्ग् सर्वं करोति फ़ोटो अस्ति फ़ोटो बहु अस्ति फ़ोटो विडियो सर्वम् अहं भवत्याः कृते प्रेषयामि प्रेषयिष्यामि डोक्युमेण्ट् अस्ति तत्र इदानीन्तनपर्यन्तं रिसर्च् किमस्ति तद् तस्य लिङ्क् अहमपि प्रेषयामि भवती एकवारं पश्यतु इदानीम् अत्र बहु चर्चा प्रचलति तस्य ब्री पठनं पतति शक्यते चेत् वयं बहु शीघ्रं तस्य कालः कालनिर्णयं निर्णयं करोति इति मन्ये आं निश्चयेन भवती एकदिनं निश्चयेन आगच्छतु अत्र सोमवासरे अत्र अवधिः भवति अन्ये किमपि दिने भवती आगच्छतु वयं दृष्ट्वा यत् अवश्यं वयं कुर्मः ह्म् आगमनसमये एकवारं माम् आह्वयतु हा आह्वयित्वा आगच्छतु अस्तु धन्यवादः भवतु